स्वसहायसमूहस्य लाभः तु भवत्येव ये विवाहिताः महिलाः अथवा कार्यं न प्राप्ताः ये केऽपि गृहे एव भवन्ति तेषां कृते स्वसहायसमूहविशेषेण कदाचित् गृहे एव उपविश्य किञ्चित् कार्यं ते कर्तुं शक्नुवन्ति ततः किञ्चित् धनमपि ते अर्जयितुं शक्नुवन्ति तादृशसन्दर्भेषु सर्वेषां कृते स्वसहायसमूहस्य लाभं लाभः तु भवत्येव तेन लाभान्विताः किञ्चित् अग्रे किमपि नूतनं कर्तुम् अपि शक्नुवन्ति आरम्भः किञ्चित् जातः चेत् तेन किञ्चित् प्राप्य किञ्चित् अम्शान् प्राप्य तेन किमपि ते अग्रे साधयितुम् अपि शक्नुवन्ति तत्र महिलाभ्यः उद्योगार्थं तु एतत् कश्चन उत्तमः प्रकल्पः इति अहं भावयामि किमर्थम् इत्युक्ते महिलाः गृहे एव उपविश्य सीवनं तत् डिसैन् इत्यादिकं वक्तुं शक्नुमः तादृशसीवने एव तादृशमपि इदानीं तत् एकं शैली वर्तते तदपि कर्तुं शक्नुवन्ति तादृशविशिष्टं महिलाः गृहे एव उपविश्य कर्तुं शक्नुवन्ति किञ्चित् गृहे एव उपविश्य किञ्चित् नूतनवस्तूनां निर्माणं तत्र तादृशबहवः प्रकल्पाः सान्ति गृहे एव किञ्चित् कार्यं कृत्वा तस्य विक्रयणं गृहे एव गृहसामग्र्यः खाद्यपदार्थाः एवं बहुविधं कर्तुं शक्नुवन्ति इत्यतः स्वसहायसमितिना महिलाभ्यः तत्र अवसरः उत्तम अवसरः अस्त्येव इति अहं भावयामि